मया अद्य प्रातः तिरुपतिस्थ रिजर्वायर् कालोनी तः पि एस् फोर् इत्याख्या होटेल् तः दोसा तथा इड्ली इति आर्डर् कृतम् आसीत् तैः सार्धदशवादने आर्डर् दीयते इति उक्तम् आसीत् एतावत्पर्यन्तम् आर्डर् ना नागतम् परन्तु डिलिवर्ड् इति प्रदश्यते अतः इदं कथं इयं समस्या वारणीया इति प्रार्थ्यते